आधुनिककाले धर्मशास्त्राणां वर्णादि विचाराः तु सर्वत्र दरी दृश्यते एव तन्निमित्तम् एव धर्मं तु सर्वे अपि धर्माः समानाः यतोऽहि सर्वत्र एव एकेश्वर वादस्य विषये वदन्ति नाम ईश्वरः तु एकमेव वयं सर्वे भिन्न भिन्न रूपेण पश्यामः चेद् भिन्नः विचारः एवं रूपेण विचारयामः चेत् यथा एकस्मिन् विद्यालये एकः नि किं प्रधानाध्यापकः वा भवतु नाम महाविद्यालयेषु प्रांशुपालः वा भवतु परन्तु एतेषाम् अधीनेन नैकाः शिक्षकाः भवन्ति पुनश्च छात्राः अपि भवन्ति शाकारूपेण सर्वेषां मेलनेन एव विद्यालयः सङ्घटितं भवति तद्वद् एव वयं स् चिन्तयामः चेत् धर्मविषये अपि तथैव अस्ति देवाः तु भवन्ति एव अस्माकं ते अपि पूजनीयाः परन्तु धर्मस्य विषये किमपि न वक्तव्यं तथा सर्वेषु धर्मेषु किमति नाम देवः समानात् सर्व एकश्व एकीश्वरवादिनः इति एव मनसि निधाय स सर्व धर्मम् अस्माभिः ग्रहणं कर्तव्यं भवति वर्णधर्मादि विचाराः ये कुर्वन्ति ते तु अस् त असमीचीनं विचाराः कुर्वन्ति अतः विभागः तु कल्पते तन्निमित्तं च बव् अस्मान् जनजागरणं कर्तव्यं भवति जनान् बोध बोधयिष्यामः अतः ईश्वरः तु एकः एव एतत्सर्वम् अस्माकं कृतेव धर्मः इत्यादिकम् इति वै सर्वं वयं तान् बोधयिष्यामः चेत् पुनश्च भवति अतः एतन्निमित्तं मूला भवति चेत् शिक्षा एव